अस्माकं शिव्मोग्गाप्रदेशस्य व्यवस्थायाः विषये किञ्चित् वदामः चेत् इदानीं नूतनतया निर्मितं विमाननिस्थानं वर्तते तत्र किञ्चित् अधिक उद्योग अवकाशः इदानीं प्राप्यते एव सर्वेषां कृते अन्यत् किञ्चित् चिन्तयामः चेत् संस्कृतभारती मध्ये सर्वे संस्कृतं किञ्चित् संस्कृतस्य कृते केचन शिबिराणि तत् अन्यत् संस्कृतप्रचारार्थं प्रसारार्थम् अधिककार्यं कुर्वन्ति स्म महिलाः सर्वे किञ्चित् सङ्गं निर्माणं कृत्वा तत्र पर्वसमये ग गणेशचतुर्थी दसरा इत्यादि पर्वकाले ते सर्वे देवानां कृते किञ्चित् मालादिकं कृत्वा विक्रयणं कुर्वन्ति किञ्चित् आलङ्कारिकवस्तूनां कृते निर्माणं कृत्वा तत् विक्रयं कर्तुं ते सर्वे सिद्धाः भवन्ति तत् द्रष्टुं बहुसुन्दरं भवति